अहं बेङ्गलूरु नगर्ले ह्यः एकं यानं बुक् कृतवान् आसम् मम मित्रमेव गच्छन्नस्ति इत्यतः तेन यानेन अहं गतवान् अतः एतद् क्यान्सल् कृतवान् अस्मि अतः तस्य प्रायः द्विशतं रूप्यकाणि अहम् अर्पितवान् अस्मि तत्र प्रेषितवान् अस्मि तत् किञ्चित् रिटर्न् कुर्वन्ति वा मह्यं तत् केन्सल् कृतमित्यस्य एतावता नागतम् अतः किञ्चित् धनं प्रत्यर्पयन्तु द्विशतं रूप्यकाणि इति भवतां कृते सूचयन् अस्मि